डेङ्गु ज्वरः मेलेरिया ज्वरः इत्यादि रोगाः मषकजन्याः भवन्ति तथा अस्माकं परितः यदा दूषितं जलं स्थितं भवति तर्हि तत्र मषकाः स्वस्य वंशबृद्धिं कुर्वन्ति तथा मषकाः मलमूत्रदयः उपरिस्थाने उपविष्य पुनः खाद्यपदार्थेषु उपरि उपविशन्ति खाद्यं यदा खादामः तदा रोगग्रस्ताः भवामः आवरणं तस्मात् खाद्यानाम् आवरणं करणेन अस्य निवारणं भवति तथा शयनकाले जालं बन्धनं कृत्वा शयनं कुर्मः एतत् प्रथामाध्यमेन डेङ्गु ज्वरः मेलेरिया इत्यादीनां माशकजन्यरोगाणां निवारणं भवामि